मोबैल् फ़ीड्स् रेडियो वाहिन्यः तथा वार्तापत्रिकाः वास्तवं वदन्ति वा इति चेत् सम्पूर्णं वास्तवमेव वदन्ति इति वक्तुं न शक्नुमः किमर्थम् इति चेत् एते सामाजिकमाध्यमाः इदानीं धनार्जनार्थं कार्यं कुर्वन्तः सन्ति अतः तेषां कृते रोचकविषयाः आवश्यकाः भवन्ति विषयेषु रोचकता अस्ति वा इत्येव ते पश्यन्ति न तु विषयाः वास्तविकः वा जनानां कृते एतेन कोऽपि लाभः अस्ति वा इति ते न पश्यन्ति स्वकीयलाभं येन केनापि वा भवतु इति एतेषां समूहमाध्यमानां सोशियल् मीडियानां च व्यवहारः दरीदृश्यते अतः अवास्तवानां विषयाणां टि आर् पी प्राप्तुं शेर् लैक्स् प्राप्तुं च एते माध्यमाः प्रसारयन्ति एतावत्पर्यन्तं रेडियो वाहिन्यः किञ्चित् अदुष्टाः आसन् किन्तु इदानीम् एफ् एम् रेडियो युगे तदपि शुद्धम् इति वक्तुं न शक्यते किन्तु अस्माभिः ये केऽपि विषयाः भवन्तु ते वास्तविकः वा अवास्तविकः वा इति सम्यक् परिशील्य व्यवहर्तव्यम् इति मे मतिः शुभम्